ड्रायिङ्ग् बुक् पुन रौण्ड् ब्रेश् फ़्लेट् ब्रेश् पोयिण्ट् ब्रेश् उपयुक्तं पुन पेन्सिल् डार्क् पेन्सिल् लैट् पेन्सिल् एतानि उपयुज्यन्ते पुन ब्रेण्डेड्स्तु नटराज् बून्स् केमलिन् पेण्टानिक् ब्रेस्ट्रो इत्यादय इत्यादि कम्पनित साधनानाम् उपयोग क्रियते तानि साधनानि बहु कदाचित् भासन्ते कानिचन वस्तूनि भासन्ते कानिचन वस्तूनि न भासन्ते परन्तु तै कर्तुं करणोत्तरं सम्यगिति भासते